नमस्ते भवत्याः नाम मम सोदर्या दत्तवती भवती गृहस्य परिवर्तनं जीर्णगृहस्य परिवर्तनं सम्यक् करोति इति भवती तस्य अलङ्कारं सम्यक् करोति इति सा उक्तवती मम समीपे एकं गृहम् अस्ति गृहम् अस्ति तत् बहु जीर्णम् अभवत् इदानीं तस्य पुनर्निर्माणं भवत्या करणीयम् मम गृहं मैलापुर् मध्ये अस्ति मैलापुर् महदेश्वर राव् पार्क् मध्ये एव समीपे अस्ति

हा आगच्छतु

हा अस्तु हा अहं तत्र प्रतीक्षां करोमि भवती आगच्छतु

गृहस्य सङ्ख्यां प्रेषयामि गृहस्य सङ्ख्यां प्रेषयामि हा तत्र गृहे कति प्रकोष्ठाः इति इदानीं वदामि भवती मनसि धारयत् धारयित्वा आगच्छतु प्रकोष्ठत्रयम् अस्ति क्रीडाङ्गणस्थलमपि अस्ति बहूनि

इण्डिपेण्डेण्ट् हौस् तत्र आगत्य अन्तः तस्य वुड् वर्क् अपि किञ्चित् परिवर्तनं करणीयम् पेण्टिङ्ग् करणीयम्

अस्तु भगिनि

पार्टि अस्ति इति तत्र अस्ति अन्तः एव अस्ति

नागेश्वरराव् पार्क् अस्ति किल उद्यानं हा अत्र पृष्ठतः पृष्ठतः चर्च् स्ट्रीट् ईस्ट् विद्रामपुरं अस्तु भगिनि धन्यवादः